अस्माकं प्रदेशे सामान्यतया तण्डुलस्य सम्वर्धनं क्रियते सामान्यतया जून् वा भवतु जुलै वा भवतु अथवा जुलै अनन्तरं आगस्ट् सेप्टेम्बर् मासे तण्डुलस्य आरोपणं क्रियते तण्डुलस्य बीजं यद्भवति तस्य आरोपणं क्रियते आरोपणं कृत्वा तस्य कृते सम्यक्तया भूमौ अपि सम्यक्तया सज्जतां कृत्वा आरोपणं क्रियते अनन्तरं वृष्टिकालः भवति तदा वर्षागमनेन सस्यं सम्यक्तया आगच्छति सस्यस्य प्रवर्धनादनन्तरं तत् कटिङ्ग् अपि कुर्वन्ति कृत्वा विपणेः कृते तत् यच्छन्ति तेन तत् तु धनागमनाय वा भवतु अथवा आहारपदार्थः अस्ति अतः आरोग्यविषयः वा भवतु सम्यक् भवति आहारमपि तेन वयं प्राप्तुं शक्नुमः